हा नाम मया भागः गृहीतस्तु अस्ति एव तथा किमपि नाम अस्ति भागः गृहितः अस्ति बहु तत्र प्रयासः कर्तव्यः एकं नृत्यम् एकं नृत्यं तु मया त्यक्तमेव नाम तथा नावगच्छतीति कृत्वा बहु तथा अस्ति अनुभवतः तु सम्यगासीत् यथा सह सहाध्यायिनः सम्यक् सहकार्यं कुर्वन्ति कृतवन्तः अपि तथा सम्यक् आसीत् अहं मम राज्यस्य इदं पारम्पारिकनृत्ये मम भागः गृहितः आसीत् तत्र यानि यानि गीतानि आसन् तानि शृत्वैव बहु सम्यग् मम अनुभवः नाम बहु सम्यग् भासते तत् प्रथमवारमेव कुर्वन्ति आसम् इत्यतः बहु सम्यग् जातं पुनः कोपि नाम तथा किञ्चित् क्लेशः अनुबु अनुभूतः न किमर्थं नाम यद्यपि वयं न कुर्मः तत् सकृत् अतः तथा सम्यगासीत् मया बहुवारं भागः गृहितः आस् अस्ति सम्यगेव अस् आसीत् इत्युक्त्वा विरमामि